अस्तु अहम् इदानीं मोकिला ग्रामे वसामि मोकिला ग्रामं हैद्राबाद्नगर समीपे अस्ति किन्तु तदपि हैद्राबाद्नगर प्रान्ते एव गणयति तत्र लोकयानं सन्ति तस्मात् ग्रामात् ग्रामतः हैद्राबाद्नगरं गन्तुं लोकयानानि सन्ति किन्तु स्वल्पमेव अधिकतया नास्ति अतः किञ्चित् प्लानिङ्ग् आवश्यकता अस्ति हैद्राबाद्नगरं गन्तुम् इच्छाति चेत् मेट्रो नास्ति मेट्रो केवलं हैद्राबाद्नगरमध्ये एव अस्ति किञ्चित् दूरप्रान्ते एव बहिः हैद्रबाद् बहिः अपि मेट्रो अस्ति चेत् प्रयाणं सुलभं भवति किमर्थं कार् याने एव गन्तुं शक्यते चेत् सर्वे जनाः अपि कार् यानं क्रेतुं प्रतिदिनं कार् याने गन्तुं बहु बहुमूल्यं भवति अतः मेट्रो अस्ति चेत् ट्राफिक् रीत्या सुलभं भवति मूल्यं अपि स्वल्पमेव भवति अतः सुलभं सुलभतया सर्वे अपि सर्वत्र गन्तुं शक्नुवन्ति